मम प्रदेशे धार्मिकस्थानम् अस्ति वा इति चेद् न्यूनम् अस्ति एव तदेव धर्मस्थलं धर्मस्थलं तथा सौतड्का महागणपतिदेवस्थानमपि अस्ति तत्र धर्मस्थलम् अत्यन्तप्रसिद्धं तीत्रक्षेत्रम् अस्ति अत्र जनाः कदा आगच्छन्ति इति चेद् सामान्यतः कार्तिकद्वीपोत्सवसमये अत्यधिकजनाः आगमष्यन्ति ततोऽपि अधिकजनाः शिवरात्रिसन्दर्भे आगमिष्यन्ति तत्रापि विशेषतया पद्भ्याम् आगत्य तेषां सेवादिकं समर्पयन्ति शिवरात्रिसन्दर्भे इत्युक्ते धर्मस्थलं मञ्जुनाथस्वामिनः देवस् देवालयम् अस्ति इत्यतः शिवरात्रिः अत्र बहु विशेषः अस्ति अत्र पद्भ्याम् आगत्य भक्तजनाः तेषां सेवादिकं कृत्वा आरात्रौ जागरणादिकं कृत्वा मञ्जुनाथस्वामिनः दर्शनं प्राप्नुवन्ति अनन्तरं स्वस्य देशं यद् अस्ति अथवा स्थानं यत् यद् अस्ति तत्र मञ्जुनाथस्वामिनः सम्पूर्णकृपां प्राप्य गमिष्यन्ति